गायनविषये मम बाल्यकालादेव अभिरुचिः आसीत् तत्र कारणं मम पिता पितुः गायनं श्रुत्वा श्रुत्वा एव मम गायनं प्रति अभिरुचिः वर्धिता अहं प्रायः चतुर्दशेव पञ्चदशे वर्षे मम प्रतिभां ज्ञातवान् अनन्तरं प्रयतितवान् गायनं प्रति अहं तदा तदारभ्य आरम्भं कृतवान् शिक्षां ग्रहीतुं तदा आरभ्य अहं गायामि इदानीमपि गायामि